पञ्चदश आगस्ट् सप्तचत्वारिंशतोत्तरनवशतोत्तर एकसहस्रं षड्विंशति जनवरि पञ्चदशाधिकनवशतोत्तर एकसहस्रं त्रयोदश मार्च् पञ्चदशाधिकद्विसहस्रं प्रथम सेप्टेम्बर् द्विसहस्रं द्वितीय अक्टोबर् नवाशीतिः अधिक अष्टशताधिक एकसहस्रं